हरिः ओम् नमस्कारः आम् आम् वदन्तु वदन्तु का समस्या

कोविशील्ड् वा हा सर्वकारीयाः चिकित्सालयाः अत्र विद्यन्ते तेषु सर्वेषु सर्वकारीय कारीय चिकित्सालयेषु ते व्याक्सिन् स्थाप्यन्ते किन्तु तत्रापि पुनः भवान् यदि भवान् भवन्तः कुतः वदन्तः सन्ति बङ्गप्रदेशतः ओ हा हा हा बङ्गप्रदेशे पश्यन्तु बङ्गप्रदेशः तु बहु बृहद् अस्ति किन्तु अहं वदामि भवान् यत्र तिष्ठति सिलिवयं तिष्ठति खिल हा ततः तत्र बहुषु स्थानेषु व्याक्सिन् प्राप्यते कृपया भवान् एकवारं सर्वप्रथमं प्र भवान् पञ्चायत् मध्ये तत्र पञ्चायत् आफ़ीस् भवति तत्र गच्छतु तत्रापि ते भवन्तं व्याक्सिन् यच्छन्ति पुनः यदि तत्र न प्राप्यते तर्हि सर्वकारचिकित्सालयः अस्ति सिलिगुडि चिकित्सालयः तत्र भवान् गन्तुम् अर्हति तत्रापि व्याक्सिन् द्वयमपि प्राप्यते कोविशील्ड् को व्याक्सिन् द्वयोः एव प्राप्तिरस्ति तत्रापि अनन्तरं हा हा हा वदन्तु वदन्तु न न न तथा किमपि नास्ति भवान् स्व सङ्ख्यां स्वीकृत्य गच्छतु पुनः भवता आधार् कर्ड् अस्ति खिल तद् जेरक्स् स्वीकरोतु तद् जेरक्स् स्वीकृत्य अनन्तरं तत्र गच्छतु ते भवतः सङ्ख्यां स्वीकुर्वन्ति तत्र रेजिस्ट्रेशन् कुर्वन्ति अनन्तरं भवत् भवते यद् व्याक्सिन् दातव्यम् अस्ति समयेन ते यच्छन्ति अतः भवता तादृशं किमपि अधिकप्रयत्नं न कर्तव्यं भवान् तत्र सः समीपे एव सर्वकार्यचिकित्सालय सिडिगुडि हास्पिटल् इति नाम्ना वर्तते तत्र गच्छतु तत्रैव प्राप्यते

हा हा हा पश्यन्तु तत्र कुत्र लभ्यते इति तत्र भवान् यदि यदा गच्छति कमपि पृच्छति ते वदन्ति तत्रस्थजनाः तत्रस्थ ये कार्यकर्तारः भवन्ति ते भवन्तं सूचयन्ति कुत्र प्राप्यते कथं प्राप्यते इति अतः भवान् गत् तत्र गच्छतु पुनः व्याक्सिनेशन् अनन्तरं किं कर्तव्यम् अपि ते तदपि व वदन्ति व्याक्सिनेशन् अनन्तरं किं कर्तव्यम् इति अतः भवान् गच्छतु अस्तु अस्तु